आधूनिककाले फेस्बुक् ट्विटर् इन्स्टाग्राम् इत्यादिना सामाजिकमाध्यममञ्चस्य उपयोगम् अतीव वर्तते किमर्थम् इति चेत् आदौ प्राक् दिनेषु पत्रव्यवहारः आसीत् परन्तु अधुना एवं नास्ति आधुनिककाले फेस्बुक् ट्विटर् इन्स्टाग्राम् इत्यादिनां सामाजिकमाध्यमेन विषयं ज्ञातुम् अतीव सरळतया भवति तत्र शीघ्रं शीघ्रं विषयं ज्ञातुम् उपयोगम् अकरोः

सर्वं पोस्ट् कर्तुं शक्यते नाम अस्माकं गृहे कार्यक्रमादिकम् अभवति चेत् भवति चेत् तत्र कार्यक्रमस्य चित्राणि तत्र पोस्ट् कर्तुं शक्यते तदा वयं द्रष्टुमपि शक्यते शीघ्रमेव द्रष्टुं शक्यते तत्र सर्वेषां जानानां कृते सुलभतया ज्ञातुमपि शक्यते अहं तु प्रतिदिनं पञ्चघण्टां समयं यापयसि यापयामि